हरि ओम् भगवान् भ हरि ओम् हा अस्तु अस्तु एव अस्तु एव सः कः अत्र सः कः

हा अस्तु ए भवान् न न्यूनमस्ति शुद्धः इन्धनः एव मम समीपे

हा अस्तु

ए भवान् त्वया अन्यपट्रोल् पम्प् मध्ये इन्धनं स्वीकृतवन्तः एव मम पेट्रोल् पम्प् नास्ति खलु ए किं किं किं न जानामि किं किम् पृच्छतु भवान् पृच्छतु कुत्र आगतवान्

भवतः समीपे कः अस्ति कः आसीत् भवतः समीपे

अ अ हा हा हा अस्तु एव अस्तु एव मम अन्य जनान् समीपे परीक्षां कर्तुम् इच्छामि तदनन्तरम् ए अम् त्वां त्वम् अत्रैव गच्छतु इति

हे भवान् भवान् क्षम्यताम् क्षम्यताम् क्षम्यताम् क्षम्यताम् ए व्यवहारः एव सर्वे जनैः जीवनं कुर्वन्ति इति तस्मात् अत्र क्वचित् दोषाः सन्ति ए सम समयः समाप्तः एव अन्यः कार्यः अपि म म अस्ति ए भवान् हा अस्तु अस्तु अस्तु एव अस्तु एव इदानीम् इदानीं किं कुर्यामः आ अस्तु हा

हा अस्तु अस्तु अत्रैव समाधानं म् कर्तुं शक्यमो शक्नोमि हा हा अस्तु अस्तु एव इदानीं गच्छ गच्छावः परश्वः श्वः श्वः एव श्वः एव तुम् हा अस्तु अस्तु अस्तु एव अस्तु एव हा ह सम्यक् हा धन्यवादः